हरिः हरि ओम् हरि ओं नमस्ते भवती योगा शिक्षकः खलु शिक्षिका खलु आम् आम् आम् उत्तमम् अस्तु उत्तमं मम नाम उत्रा अहम् आन्लैन् माध्यमेन योगा योगा योगाभ्यासं पठितुम् इच्छामि योगाभ्यासं कर्तुम् इच्छामि भवती भवत्याः स्थापने किम् किं किं प्लाट्स् आम् आम्

अस्तु

अस्तु

शुल्कं कति इति वदतु आम् आम् वयं प्रारम्भः कुर्मः इति किल अस्तु अन्य किमपि समयः अस्ति वा स सप्तवादनतः वा अथवा नववादनतः किमपि

अस्तु योगासनविषये भवती किं किं पाठयति आसनानि अन्य किमपि अस्ति वा आसनं विहाय आम् अस्तु

अस्तु अस्तु

अस्तु उत्तमम् एव प्रतिदिनम् एतत् चलति वा भवति वा अस्तु अस्तु अस्तु धन्यः अस्तु धन्यवादः धन्यवादः